पुस्तकविषये मम रुचि भिन्नभिन्ना वर्तते यथा जीवनमौक्तिकविषयेषु यथा मौल्यविषयेषु वर्तते तादृशपुस्तकानि इतोऽपि धार्मिकपुस्तकानि पठितुमिच्छामि तत्र धार्मिकपुत् पुस्तकेषु पुराण काव्य इत्यादयः आगच्छन्ति काव्यवर्गे यथा कालिदासकृतयः मम प्रियतमाः तत्रापि अहम् एकस्मिन् दिने घण्टात्रयं यावत् यच्छामि पठितुं तत एकसप्ताहे प्रायः अहम् एकं पुस्तकं समापयितुं अ प्रयत्नं करोम्येव तत्र मासिकरूपेण एकं काव्यं समाप्तं कर्तुम् अहम् तद् मम प्रियविषयः